संस्कृतसाहित्ये द्विविधं काव्यम् उपलभ्यते एकं तु पद्यकाव्यं वर्तते अपरं गद्यकाव्यम् तत्रापि पद्यकाव्यस्य नैके रचयितारः उपलभ्यन्ते नैकानि पद्यकाव्यानि उपलभ्यन्ते परन्तु गद्यकाव्यस्य निर्मातारः तावन्तः न दृश्यन्ते तत्र मूलं कारणम् अस्ति यत् पद्यकाव्यस्य कर्तॄणां कृते सभासु विविधक्षेत्रेषु नैकम् एव यशः उपलभ्यते द्वितीयं तत् पद्यकाव्यं अत्यन्तम् एव सारल्येन निर्मातुं शक्यते अपि च गद्यकाव्यस्य वे निर्मातारः आसन् तत्र लेखने एव अधिकं कष्टं प्रानुभवन् अतः तत्र तेषां गद्यसाहित्यकाराणां गतिः प्रायः न दृश्यते परन्तु नैके गद्यकाराः अत्र साहित्यविधायाम् अभवन् तेषाम् अहं सामान्य परिचयं वदामि ततःपूर्वम् एका सूक्तिः अस्ति गद्यं कवीनां निकषं वदन्ति एतदेव कारणमस्ति यत् गद्यं निकषमस्ति कविनां नाम गद्यरचनया एव कविः कियत् मूल्यं कियत् औचित्यं कि कियत् तत्र योग्यतां कियतीं सः प्रस्तौतुं शक्नोति तस्य सर्वस्यापि निर्णयं वयं कर्तुं शक्नुमः तत्र गद्यकाव्यकारेषु सर्वप्रथमः वर्तते दण्डी येन दशकुमारचरितस्य तत्र रचना कृता दशकुमारचरितम् अपि त्रिषु भागेषु तत्र विभक्तम् अस्ति पूर्वपीठिका मूलकथा उत्तरपीठिका च तत्रापि प्रथमे पञ्च उच्छ्वासाः वर्तन्ते अनन्तरं उत्तरपीठिकायाम् एकः एव उच्छ्वासः अनन्तरं त्रि आहत्य त्रिषु अपि भागेषु चतुर्दश उच्छ्वासाः वर्तन्ते दण्डिनः पदलालित्यम् इति सर्वत्रापि विश्रुतं वर्तते तर्हि दशकुमारचरितमेव तत् काव्यं यस्मात् दण्डिनः कृते एत एषः उपाधिः प्रदत्ता यतोहि एकैकमेव पदम् अत्यन्तम् एव शोभनं श्रुतौ अपि अर्थे अपि सर्वत्रापि अत्यन्तमेव आनन्दकरमासीत् अतः दण्डिनः पदलालित्यम् इति अत्यन्तमेव प्रसिद्धमासीत् अनन्तरं द्वितीयः आचार्यः वर्तते सुबन्धुः आचार्यः अपि च तृतीयः बाणभट्टः अपि श्रुतः येन हर्षचरितस्य अपि च कादम्बर्याः रचना अकारी यत्र हर्षचरिते अत्यन्तमेव दीर्घदीर्घसमासा रीतिः प्रयुक्ता वर्तते येन एकस्य कस्यचित् अपि विदुषः वैदुष्यम् एव प्रकट् प्रकटीयते अपि च काम् कादम्बर्यां तत्र उपनिषदि उक्तानां तत्त्वानां तत्र उपदेशः अपि अत् अत्यन्तमेव सुलभतया प्राप्तुं शक्यते एते द्वे अपि कृती अवश्यमेव अस्माभिः पठनीये वर्तेते अनन्तरम् एकः अन्तिमः वर्तते पण्डित अम्बिकादत्तव्यासः येन शिवराजविजयः विरची तत्र शिवराजविजये अपि महाराष्ट्रे यः शिवाजीराजा बभूव तस्य शिवाजीराजानः राज्ञः अत्र कथाम् आश्रित्य एषः गद्यरचना एषा कृता वर्तते तत्रापि पण्डित अम्बिकादत्तव्यासेन अत्यन्तमेव सुष्ठुतया सुन्दरसमासप्रयोगेन अलङ्कारिकप्रयोगेन च एषा रचना कृता अस्ति सापि सर्वैः अध्य अवश्यमेव पठनीया इति अलम्